हरि ओम् भवती निवेदा वा भवती एकवारात् पूर्वमेकम् अस्माकं लैब्ररि मध्ये एकं पुस्तकम् इच्छति अस्ति वदतु तत् पुस्तकस्य नाम किम् तस्य पुस्तकस्य रिटर्न् किं न करणीयं अतः तस्य फ़ैन् अस्ति भवती ज्ञातं वा अत्र एकवारात् पूर्वं भवती तत् पु तत् तत् पुस्तकस्य रिटर्न् करणीम् इति अस्ति रूल् अस्ति किन्तु भवती तत् न करणीयः अतः भवती भवत्याः कृते पञ्च पञ्चदश पञ्चविंशतिरूप्यकाणि फ़ैन् अस्ति यच्छतु ज्ञातं वा भवती कलालये अस्ति वा अत्र अस्ति वा अस्ति चेत् अद्यापि पुस्तकस्य रिटर्न् करोतु न नास्ति चेत् पुनः एकवारमपि फ़ैन् आगच्छति एकवारमपि भवति तत् न करोति चेत् पुनः पञ्चविंशतिरूप्यकाणि अपि आगच्छति अतः एतत् रू एतत् प्रश्नं भवती कलालये अमेधावि प्रश्नं करोतु इति मन्ये अत्र न शक्नोति वा शक्नोमि वा अद्य न शक्नोमि वा किं भवती इदं अनेकानि दिनानि गच्छन्ति वा अतः एवम् अहमागच्छामि अनेकानि छात्राणि अत्र आगत्य पुस्तकमस्ति इति अहं आह्वयामि अतः एवमहं भवत्याः कृते दूरवाणी अस्ति चेत् सायान्नात् पूर्वम् अत्र आगच्छतु चतुर्वादनात् पूर्वं लैब्ररी मध्ये आगच्छतु चेत् अहं तस्य नियमं करणीयः पञ्च पञ्चविंशतिरूप्यकाणि अपि धन्यवादः